अहं तु प्रवासार्थं पर्वताः पर्वताः तादृशानि स्थानानि इच्छामि किमर्थमित्युक्ते तत्र पर्वतारोहणं मह्यं रोचते तत्र के किं भवति इत्युक्ते पर्वतारोहणसमये परिसर परिसरस्य परिसरेषु विद्यमानान् किं वृक्षान् पश्यामः तत्र तत्रत्यः वायुः आ तस्य स्पर्शः सम्यक् भवति

इतोऽपि तत्र गत्वा अस्माकं स्वास्थ्यम् अपि सम्यक् भवति तावत् कः कष्टं कष्टम् अनुभूय अपि यदा वयम् उपरि गच्छामः तदा कीदृशं भवति इत्युक्ते किमपि विजयं प्राप्तवन्तः वयं किमपि साधितवन्तः तादृशः अनुभवः भवति तदर्थम् अहं पर्वतारोहणं बहु इच्छामि